कृषिक्षेत्रे मम प्रियं कार्यम् एकं तु जलसेचनम् अन्यदेकं यदि फलम् आगच्छति तदा खादनीयम् बहु प्रियम् तद् बहु मुदं जनयति मह्यम्